क्रीडाङ्गणेषु क्रीडाकार्यक्रमाणां सञ्चालनाय प्रथमतया युवशक्तिः सङ्घश सङ्घशक्तिः लभ्यते एवं जनशक्तिः नाम दर्शकानामपि प्राचुर्यं भवति युवानः ये सन्ति ते युवाक् युवकाः सम्भूय क्रीडायाः सुपरिचार् सुपरिचालनाय बद्धादराः भूत्वा कार्यं कुर्वन्ति प्रतिस्पर्धाभावनया क्रीडां क्रीडन्ति एवं तत्र जलादिव्यवस्थामपि कुर्वन्ति एवं जनाः कोलाहलम् अकृत्वा ते शान्त्या क्रीडायाः आनन्दम् अनुभवन्ति एवं क्रीडायां भातृत्वभावनायाः एवं सामूहिक ऐक्यभावनायाः प्र भावनायाः प्रसारः भवति अतः क्रीडाकार्यक्रमाणां सञ्चालनाय वातावरणम् आनु अनुकूलं भवति एवं तत्र धनसाहाय्यमपि जनानां सकाशात् एवं क्रीडा अभिमानिनः ये सन्ति तेषां सकाशात् प्राप्यते एवम् अस्माकं युवकानां यः समूहशक्तिः सा शक्तिः अपि तत्र कार्यं करोति